भवान् प्रथमे ए टी एम् मध्ये गच्छतु गत्वा प्रथमे भवतः कार्ड् ए टी एम् कार्ड् धननिष्कासनयन्त्रे स्थापयतु तदनन्तरं पिन् संङ्ख्या नुदतु तत्र केश् वित्ड्रोल् बेलन्स् इन्क्वारी इत्यादयः विभागः भवति तत्र केश् वित्ड्रोल् मध्ये नुदतु अनन्तरं सेविङ्ग् क्रेडिट् इत्यादि विषयः आगच्छति तत्र सेविङ्गस् मध्ये नुदतु अनन्तरं धनसंख्या याः कृते स्थानम् आगच्छति तत्र धनसङ्ख्या लिखतु कियत् धनं आवश्यकं पञ्चशतम् एकसहस्त्रम् इत्यादि धनसङ्ख्या लिखतु तदनन्तरं एस् मध्ये नुदतु एस् मध्ये नुदति चेत् धनं निष्काशयति अन्य एक पद्धति अस्ति सा सः पद्धति एवं भवान् वित्तकोषं गत्वा एकं वित्ड्रौल् पत्रं स्वीकरोतु तत् पत्रं पूरयित्वा कोषाध्यक्षस्य समीपे प्रददातु अनन्तरं कोषाध्यक्षः धनं धनस्य परिमाणं दृष्ट्वा तथा च नाम हस्ताक्षरं सर्वं सम्यक्तया दृष्ट्वा ग्राहस् ग्राहक ग्राहकस्य कृते धनं ददाति एवं प्रकारे एव भवान् धनं निष्काशयितुं शक्नोति